कलाकारेण नैपुण्यं बहु अस्ति बेलूरुमध्ये बेलूरुशिल्पकला बहु सम्यक् अस्ति बहु बहु शिलाखण्डे शिलाखण्डे शिल्पकला अस्ति बेलूरु जैपुरमध्ये बहु अस्ति मैसूर्मध्ये बहु अस्ति शिल्पकलाकृतिः तादृशं बहु सम्यक् अस्ति किमर्थम् इत्युक्ते कः शिलाखण्डे शिलाकृतिं कार्यं कृतवन्तः सः शिल्पिः अस्ति सः बहु ज्ञानवन्तः कार्यं कृतवन्तः बहु निष्ठावन्तः अस्ति अपि अस्ति इदानीं हुब्बळ्ळीनगरे हुब्बळ्ळिनगरे न किन्नाळ्मध्ये कोप्पळा समीपे किन्नाळ्ग्रामम् अस्ति किन्नाळ्मध्ये बडि चित्रकाराः कुटुम्बाः सन्ति तत्र बहवः सुन्दरशिल्पकलाकृतयः कृतयः भवन्ति मरदगोम्बेगळु श्री गणेशमूर्तिः मूर्तिः बहु सम्यक् अस्ति तत्र तदनन्तरं चित्रकाराः अस्ति हम्पि के होसपेटसमीपे हम्पि अस्ति तत्र बहु विजयविठ्ठलदेवालयमध्ये शिलाखण्डे गोपुरं शिलाखण्डे देवालयाः स्थापितवन्तः बृहत् बृहत् देवालयाः अस्ति देवालयमध्ये देवालये बहु शिल्पकलाकृतयः सन्ति तत्र या एक कम्भमध्ये तबलावादनं वादनम् आगच्छति ये इदानीम् अपि बहु सम्यक् श्रु शृणोति एतत् शिल् कलाकृतिः शिल्प शिल्पिनः यत् ज्ञानम् अस्ति तत्र बहु सम्यक् अस्ति शिल्पकलाकृतिः पुरातनकाले आधुनिककाले द्वयोः बहु सम्यक् चलति तदनन्तरम् बडिगे बडिगेर् कुटुम्बाः चित्रकलाः कुटुम्बाः चित्रकाराः चित्रकारकुटुम्बाः बहु सम्यक् जीवनशैलिं कर्तुं चित्रकलाः सहाय्यं का करोति